कास्मिन्नपि विषये लेखनम् आरम्भं कृत्वा अनन्तरं संशयः उत्पन्नः भवति कस्मिन् विषयस्य उपरि लिखितुं शक्नोति परन्तु अस्य विषये फ़ेसबुक् मध्ये अन्तर्जालमध्ये प्रेषयितुं न शक्नोति एतदेव दङ्गं भविष्यति भारतस्य प्रधानमन्त्रीबाल्यजीवनचरितं विषये अहं लेखितुं शक्नोमि इति मनसा चिन्तयामि प्रधानमन्त्रीनरेन्द्रदामोदरः दासमोदि अस्य सम्पूर्णनाम भवति प्रधानमन्त्री एकः उतमः देशशासकः सः सम्यक् रूपेण देशस्य परिचालनं करोति देशस्य सुरक्षार्थम् उत्तमनीतेः अवलम्बनं करोति